गुरुमुकात् गायनस्य शिक्षणम् अत्यन्तं श्रेष्ठमार्गः भवति मम गुरुः मम पितामहः एव भवति सः अतीव अतीव उत्तमरीत्या गानं गानं गायामि सः एकम् शास्त्रीयसङ्गीतज्ञः अपि भवति सः तस्य तेषां कृते अनेकानि छात्राः सन्ति सः चेम्बै सङ्गीतोत्सवे अपि भागं स्वीकृतवान् पुनः तत्सन्दर्भे तत् सन्दर्भे अहं न जनिमलभत अहं न जानाति जनयति तत् तत् सन्दर्भे पूर्वम् एकम् एतावत् एकं द्वादश वर्षात् पूर्वम् अहं सङ्गीत अभ्यसनं करोमि तत्सन्दर्भे सः अतीव उत्तमरीत्या गानं गायामि गायामि किन्तु सः अत्यन्तं सः आरोग्यप्रश्नेन गानं गातुं न शक्नोमि इत्यतः अहं पूर्वं पूर्वम् एकवारमपि संस् संस्कृतगानम् अथवा शास्त्रीयसङ्गीतस्य पठनाय किमपि न शक् कर्तुं शक्नोमि अतः अनेकानि अध्यापकाः अस्ति चेदपि मम पितामहस्य शिक्षणे कार्यं करोमि इति एकं बृहत् कार्यं भवति अतः एकवारमपि शास्त्रीयसङ्गीत अभ्यसनाय किमपि कर्तुं शक्नोमि इति इच्छामि किन्तु सः इदानीं छात्राय शिक्षणं न करोमि अतः अहं सङ्गीतपठनं तत्र एव भवति इति अहं मन्ये किन्तु तस्य इच्छा अस्ति गुरुमुखाद् गानस्य शिक्षणम् अतीव सन्तुष्टः कार्यः अतीव उत्तमकार्यं भवति किन्तु किन्तु नास्ति अत्र मम पितामहस्य मुखे एव तस्य शिक्षणम् इति बृहत् सन्तोषं कार्यं भवति